अहं श् व्याकरणशास्त्रं व्याकरणशास्त्रस्य अध्ययनं करोमि अध्ययनं करोमि एवञ्च व्याकरणशास्त्रस्य बहु इतिहासंः वर्तते एवञ्च तस्य मुखं व्याकरणं स्मृतम् इति उच्यते व्याकरणे षडङ्गेषु व्याकरणं प्रधानम् इति उच्यते व्याकरणं ना व्याकरणं नाम व्याक्रियन्ते अनेन उत्पाद्यन्ते शब् साधु शब्दाः अनेन इति व्याकरणं एवञ्च व्याकरणम् इति सुलभं शास्त्रम् अन्ये अन्यत् अन्यानि शास्त्राणि दृश्यते पश्यामि चेत् व्याकरणम् एव सुलभं तत्र स व्याकरणस्य बहु व्याकरणस्य इतिहासः अपि वर्तते यत् भगवतः श् शिवात् शिवस्य ढक्कायाः आगतः ध्वनिः यत् आगतः तत्र अ इ उण लृ लृक् ए ओङ् ऐ औच् हयवरट् लण् ञमगणनम् जभञ् घढधष् जबगडदश् ख फ छ ठ थ चटत व् कपय् श ष सर् हल् इति इत्येतानि इत्येतानि माहेश्वरसूत्राणि स्वीकृत्य सूत्राणि अपि रचितानि पाणिनिना एवञ्च तत् व्याकरणे तदेव तदेव प्राधान्यम् इति उच्यते एवञ्च व्याकरणे मुख्याः ग्रन्थाः यथा प्रौडमनोरमा भाष्यम् इत्यादीनि अपि सन्ति भाष्यं तु पतञ्ज् पतञ्जलिना पतञ्जलिना विरचितानि